शास्त्रस्य अध्यापने भिन्नस्तराः सन्ति एव तत्र प्राथमिकछात्राः ये सन्ति तेषां पाठने अस्माकं अति सरलतया पाठनं कर्तव्यं भवति इदानीं तर्कसङ्ग्रहस्य पाठनावसरे वा अथवा लघुसिद्धान्तकौमुदेः पाठनावसरे वा अस्माकं सरलदृष्टान्त द्वारा तेषां विषयस्य आसक्तिः आदौ कर्तव्यं भवति तेषां विषयासक्तिर्यदा लप्स्यते तदानीमस्माकं विशिष्टतया तस्य प्रयोजनम् अपि च शास्त्रस्य व्यपदेशः कर्तव्यं भवति अन्यत्र प्रबुद्देभ्यः यदि पाठ्यते तर्हि तेषां स्वाभाविकतया तत्र आसक्तिर् भवति चेत् तेषां संस्कृतज्ञानादेव अस्माकं साक्षात् शास्त्रे प्रवेशः कर्तुं सुकरं भवति